गणेशस्य मूर्तिविषये अहं गर्वं करोमि यतो हि भगवतः गणेशस्य शिरोभागः गजस्य अस्ति तत्र इदं कारणमस्ति यत् गजस्य तु दृष्टिः वास्तविकी द्विगुणा भवति तेन बोधयति सर्वेषां कृते समानदृष्टिः करणीया गजस्य कर्णमपि बृहत् भवति तेन बोधयति सर्वदा श्रेष्ठवचनमेव श्रवणीयम् गणेशस्य देहमपि विशालमस्ति परन्तु तस्य वाहनं मूषकस्तु लघु अस्ति तेन अस्मान् बोधयति स्वयं वैभवशाली भवतु परन्तु अहंतायाः भारेण शून्यं भवतु इति मम सुहृदश्च अथ च पितुः मातुः अयमेव इयमेव अयमेव अभिप्रायः प्रकटितवन्तः सम्यक् नास्ति